आम् किञ्चित् ज्ञानम् अस्ति

आम् आम् हा तत्र छात्रकेन्द्रीतकक्षायां छात्राय छात्राणामेव प्रथमः अवसरः देयः यदा प्रवर्तनानि दीयते तत्र अपि छात्राणामेव महती प्रयासः एवमेव प्रवर्तनानि च दा दा दृश्यते अनेन छात्राणाम् एव प्रहर्तनशेषिः वर्धते अतः एवं रूपेणैव छात्रकेन्द्रीकृता कक्षा कक्षा प्रचलति आं वक्तुं करोमि प्रयासं करोमि

आं सत्यं सत्यम्

प्रवर्तनरूपेणैव कक्षा सञ्चालनीया अस्माभिः तत्र यानि यानि प्रवर्तनानि दातुं शक्यन्ते तेन् तान् दत्वा एव कक्षायाः अग्रिमम् एव रूपेण कक्षा चालनीया भवति संस्कृतभाषायाः भाषायाः सहाय्येन एवमेव ये ये प्रवर्तनानि अस्माभिः दीयते तत्र छात्राणां प्रथमः अवसरः देयः तत् श्रुत्वा एव अध्यापकैः तस्य चोदनं करणीयम् इत्येवं रूपेण तत्र यदा अस्माभिः एकः पाठः पठ्यते तत्र प्रथमं यावत् छात्राः पठेयुः अनन्तरम् अध्यापकाः तस्य मूल्यनिर्णयं कृत्वा यत्र यत्र तृस् तृटिः भवति तस्य निवारणं करणीयम् इत्येवं रूपेण आ भवितव्यम् संस्कृतभाषा एव एव भवेयुः संस्कृतं हा संस्कृतं श्रोतव्यं श्रुत्वा श्रुत्वा एव वाचने अनन्तरम् अस्माभिः अग्रे गन्तव्यम् वाचनं श्रवणं श्रवणं वाचनं लेखनमेव

आं सत्यं सत्यम्

एवमेव संस्कृतकक्षा यदा प्रचलति अस्तु संस्कृतकक्षा यदा प्रचलति तत्र संस्कृतभाषायाः उपयोगः करणीयः तदेव प्रथमः अवसरः अनन्तरं यदा विद्यालये आगच्छन्ति तत्र अपि संस्कृतस्य भाषणाय अवसरः देयः अनन्तरम् एवं छायाचित्रम् इत्यादि उपयुज्य संस्कृतभाषा यावत् मनसि गच्छति तादृशरूपेण गन्तव्यं वर्तते